अहं बाल्यकालात् एव करकुशलवस्तूनां सङ्ग्रहं करोमि वक्तुं शक्नोमि तत्तु बास् निर्मित मृत्तिकानिर्मित अनन्तरं जूट् निर्मितवस्तूनि अहं सङ्ग्रहं करोमि एकवारं यदि क्रयणं कृत्वा आनयामि वा कुत्रापि गच्छामि वा तत् स्थानात् आनयामि तर्हि तस्य सम्यक्तया संरक्षणं करणीयम् कथं यदि बेम्बू सामग्रि अस्ति चेत् बास् निर्मितसामग्रि अस्ति चेत् तर्हि मध्ये मध्ये आतौ आतपः मध्येव किञ्जित् स्थापनीयं मासत्रयम् अनन्तरं एकवारं यदि जूट् सामग्रि अस्ति चेत् तर्हि वर्षे एकवारम् आतपमध्ये एव स्थापनीयम् अनन्तरम् तद् जूट् वा वा बासनिर्मितसामग्रिं कदापि जलमध्ये न स्थापनीयं जलं यत्र अस्ति तत्र तत् सङ्ग्रहानाम् किम् रेक् वा शेल्फ् वा न भवितुम् अर्हति अनन्तरं तेषां संरक्षणार्थं सर्वदा यदि ग्लास् षेल्फ् अस्ति चेत् तत्रैव स्थापनीयम् एतेन यदि जनाः आगच्छन्ति मम गृहे ते अपि पृच्छन्ति तत्तु भवती कुतः आनीतवती के निर्मितवन्तः कथं निर्मितवन्तः एतेन प्रकारेण अहं करकुशलवस्तूनां सामग्रीनां किञ्जित् प्रचारं प्रसारं करोमि सर्वदा